बालेभ्यः इतिहासपाठनम् इतत् इति मुख्यम् इति वा इति प्रश्नः तावत् सम्यक् न इति भाति मम कृते यतोहि एतादृशः प्रश्नः कस्यापि न उदेति सर्वोपि स्वस्य इतिहासं स्व स्वा स्वयं जानीयादेव अतः बालेभ्यः इतिहासपाठनं मुख्यमेव भवति यतोहि इदानीं यदा बालाः वर्धिताः भवन्ति तदानीं तेषाम् इतिहासादिश्रवणे आसक्तिर्भवति इति नास्ति परन्तु यदा बालाः भवन्ति तदानीं ते किमपि कथारूपेण उच्यते चेत् तत् श्रुण्वन्ति अतः बालानां कृते इतिहासपाठनमिति तत् मुख्यमेव तत्र न वर्तते संशयः एवञ्च अहम् एवं चिन्तयामि किमर्थं नाम बालानां कृते इतिहासपठनं पाठनं मुख्यम् इति चेत् बालानां तावत् स्मरणशक्तिरधिका भवति तत्र कालानां विषये स्मरणम् अपेक्षितं भवति इतिहासपाठने अतः बालानां कृते इतिहासपाठनं मुख्यं भवति अपि च अहमपि बालेभ्यः कथां श्रावयितुम् इच्छामि कीदृश्यः कथाः इतिहासकथाः एव अस्माकं राजानः कथं युद्धानि कृतवन्तः युद्धेषु तेषां पराक्रमः कथमासीत् तेषां जयः कथं प्राप्तः इति केवलं नांशः नांशः परन्तु तेषां राज्यस्य समृद्धिः कथम् आसीत् तत्र सम्पत् कथमासीत् तेषां काले साहित्यविषये कः कः कः परिश्रमः कृतः वर्तते समाजस्य विषये किं किमपि नूतनतया आ आविष्कृतमस्ति वा इत्यादिकम् अपि बालेभ्यः पाठनीयमिति मम चिन्ता